तन्त्रज्ञानेन वयं गृहे एव तिष्ट्वा सर्वं कर्तुं शक्नुमः इदानीं इदानीन्तनकाले वसतिगृहारक्षणे कुत्रापि गन्तुं तत्र आरक्षणङ्कर्तुं अत् तत्रा एव एवमेव रेल् मञ्चासङ्ख्यपरिज्ञाने अपि रेल् स् रेल् निलयस्थानं वा बस् निर्वासनस्थानानि वा इत्यादीनां ज्ञाने अस्माकं सुगमतयां तन्त्रज्ञानेन स् तन्त्रज्ञानसहायेन कर्तुं शक्नुमः यदा वयं गृहात् बहिर्गच्छामः बहिर्गच्छामः इतःपूर्वं तु एतत् पर्यवस्था नास्तीति कृत्वा वयं तत्र गत्वा तत्र वसतिगृहं नास्ति चेत् यत् यतः बहिः एव कुत्रापि स्थातुं शक्नुमः इदानिं तु तद् नास्ति गृहे एव तिष्ट्वा कुत्र वा गन्तव्यं कथं वा गन्तव्यं तत्र कत् कुत्र वा वसितव्यं वसितव्यम् इत्यादि आरक्षणं सर्वं गृहे एव तन्त्रज्ञानसहायेन लब्ध्वा तत्र गत्वा अतीव अतीव सुलभतया प्रयाणं कुर्मः यात्रासमयज्ञानमपि गृहे एव तिष्ट्वा वयं ज्ञातुं कर्तुं ज्ञातुं शक्नुमः रेल् मञ्चसङ्ख्या अपि इदानीं गृहे एव तिष्ट्वा कुत्रापि न गन्तव्यमेव तन्त्रज्ञान सहायेन एव अतीव सुगमतया वयं प्राप्तुं शक्नुमः बस् बस् वा रेल् वा तत्र कदा आगच्छति कदा तत्र तत्र निष्कास्य गच्छति गृहे एव तिष्ट्वा विलम्बम् ओन् विलम्बादि सर्वादि ज्ञात्वा एव गृहात् बहिर्गत्वा तत्र वयं ज्ञातुं ए एवमेव तत् परिवाहनस्य ज्ञानं च सर्वं ज्ञात्वा तन्त्रज्ञानसहायेन विना तन्त्रज्ञानं वयं न जीवामः इति वयं पूर्णं सम्पूर्णं तत्र तन्त्रज्ञाने एव तन्त्रज्ञान सपोर्ट् आधारतया एव वयं सर्वम् अस्माकं जीवनं कुर्मः